महोदय नमो नमः अहं कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयात् सुखान्तप्रामानिकः कथयामि महोदय एतद् आरौ उपहारगृहं वा आम् तर्हि महोदय मह्यम् ओदनं रोटिका चिलिपनीर् अनन्तरम् एकं पर्पटम् अपेक्षितम् अस्ति महोदय तत्र कविकुलगुरुकालिताशसंस्कृतविश्वविद्यालये एतत् सर्वं खाद्यं प्रेषणीयं क्रिपया महोदय दशनिमिषेषु प्रेषयतु